संस्कृतभाषावैशिष्ट्यं विषये वक्तुम् अहं शक्नोमि कथं चेत् संस्कृतभात् भाषा अतीवप्राचीना अथवा सर्वं सर्वात् प्राचीना इति वक्तुं शक्नुमः संस्कृतभाषायाः यत् व्याकरणं वर्तते तद् बहु समीचीनं बहु किं तद् बहु किं वर्तते तस्य स्वरूपं बहु सम्यक् वर्तते तस्य व्याकरणस्य कोपि छाया कोपि तस्य व्या व्याकरणस्य कापि न कर्तुं शक्यते संस्कृतभाषायाः वक्तुम् वक्तुमपि समीचीना तस्य उच्चारणस्थानानि अपि समीचीनानि संस्कृतभाषायाः सरला च संस्कृतभाषायाः प्राचीनास्ति परन्तु तस्य आधुनिकभाषाणां सङ्गणकभाषाणामपि अत् वर्तते तस्य कोर्डिङ्ग् अथवा किं तस्य कम्प्यूटर् लाङ्ग्वेज् इति अपि उच्यते संस्कृतभाषया वयं सम्भाषणं कुर्वः चेत् अस्माकं भाषा उच्चारणस्थानानि अपि सम्यक् भवति संस्कृतभाषया एव अतीवप्राचीनदर्शनानि वेदः साहित्यम् अत् ये ये प्रा भारतीयप्राचीनग्रन्थाः वर्तन्ते ते सर्वेपि संस्कृते एव वर्तन्ते तस्मात् कारणात् संस्कृतभाषाध्ययनम् अथवा तस्य पठनम् अत्यावश्यकं भवति संस्कृतभाषावैशिष्ट्यानि अङ्गीकृत्य तस्य व्याकरणस्य विषये तु बहूनि च बहु चर्चा भवति संस्कृतभाषामध्ये अमरकोशः वर्तते तद्कोशमध्ये जगति सर्वेपि शब्दाः आगच्छन्ति श संस्कृतभाषायाः यत् वर्तते कोशः वर्तते तत् कोशः अतीव महतः तस्मात् महत् कोपि भाषा नास्ति एव तस्मिन् भाषामध्ये बहूनि शब्दाः सर्वाधिकं शब्दानि वर्तते एतावत् शब्दाः अन्यद्भाषायाः मध्ये तु नास्ति संस्कृतभाषामध्ये प्रत्येकस्मिन् शब्दस्य बहूनि अर्थानि भवति संस्कृतमध्ये रा एकः शब्दः वर्तते तस्य रूपाणि अपि अनेकानि भवन्ति एव संस्कृतभाषामध्ये धातुः सन्ति रूपं स शब्दरूपं शब्दाः सन्ति यथा संस्कृत अध्ययनं भवेत् तदा तस्य सर्वस्य कण्ठस्थीकरणं पठनम् अत्यावश्यकं भवति संस्कृतभाषामध्ये एव वेदान्तदर्शनं वर्तते तस्य दर्शनस्य पठनार्थं मोक्षप्राप्तिः एव भवेत् इति वर्तते संस्कृतभाषामध्ये एव वेदवेदाङ्गानि अस्ति तस्मात्कारणात् वेदाध्ययनकृते संस्कृतभाषा अतीव अतीवमहत्त्वपूर्णा तस्मात् कारणात् तस्य वैशिष्ट्यं बहु तस्य वैशिष्ट्यं बहूनि सन्ति एवं तस्य वैशिष्ट्यं